आम् तेलुगुभाषातः संस्कृतं प्रति भाषान्तरं मया कृतम् मम अनुभवः अत्यन्तः उत्तमः आसीत् संस्कृतभाषां भाषां प्रति भाषान्तरं कुर्मः चेत् संक्षिप्तरूपेण वयं भावप्रकटनं कर्तुं शक्नुमः अनन्तरं भाषान्तरम् अत्यन्तम् आनन्दकरं भवति भावप्रकटनं स्पष्टं भवति